केरलायाः प्रधानप्रकृतिसम्पद्बवदि कदळीफलं कदलीफलं कदलीफलानि फलस्य अनेकाः औषधगुणाः सन्ति इदानीं व्यापारविषयेषु अपि व्यापारेष्वपि तस्य उपयोगाः सन्ति चिप्स् इत्यादि कार्याणि कदलीफलादेव क्रियते इदानीं कदलीफलं मार्केट् मध्ये विक्रियणं क्रियते अन्यराज्येषु अपि कदलीफलस्य विक्रयणं क्रियते केरलायामेव प्रधानतया कदलीफलं दृश्यते अन्यराज्येषु इदानीं तद् अनेकतया न दृश्यदे तद्वत् केरळायादेव तस्य विक्रियणं प्रधानतया कियते इदानीं कुरुमोळग् तदा मीनाः इत्यादिविषयाः केरलायाः प्रधानप्रकृतिसम्बधः एव पेप्परित्यस्य विक्रयणम् अन्यराज्येषु प्रधानतया केरलादेव क्रियते तद्वत् मीनाः अपि अनेकतया अत्र केरलसमुद्रे दृश्यते मीनाः तस्य विक्रयणं व्यापारः व्यापारे अपि अन्यराज्येषु केरलादेव प्रधानतया क्रियते अनेकाः शाकानि अपि अत्र दृश्यते